अहं पात्रं न प्रक्षालयामि किन्तु पात्रप्रक्षालनं दृष्टवान् इत्यतः तत् प्रक्रियां कथयामि आदौ पात्राणि किञ्जित् कालं यावत् जले सिञ्जनीयम् तदनन्तरं प्रक्षालनपेनकम् उपयुज्य गट्टनीयम् अनन्तरं जलं संस्थाप्य हस्तेषु सम्यक् स्वच्छं च प्रक्षालनीयम् स्निग्दपात्रं चेत् स्निग्दता पात्रे संलग्ना भवति इत्यतः उष्णजले किञ्जित् कालं यावत् निमज्जनीयम् पश्चात् प्रक्षालनपेनकेन अथवा पेनकचूर्णेन वा रबसा गट्टनीया पश्चात् पुनः जलं स्थाप्य संस्थाप्य हस्तेन सम्यक् प्रक्षालनीयम्